आम् मासे द्विवारम् अहं तु गायामि एव एतत् अतिरिज्य विवाहकार्यक्रमो वा अनन्तरं शुभकार्यम् किमपि अस्ति चेत् तत्रापि अहं यदा अवसरं अवसरः लभ्यते तदा अहं गायामि